सद्यः एव मया साधितं नाम मया प्रथमवारम् इदानीम् अध्यापिकावृत्यां कार्यं क्रियमाणं वर्तते द्वित्रकार्यं क्रियते परम् एकत्र मया सह ज्येष्ठाः सन्ति अपरत्र अहम् एका एव शिक्षिकारूपेण संस्कृतविभागे अस्मि प्रथमवर्षं मया पाठ्यमानं छात्राः अपि प्रथमाः प् पुनः तद् विद्यालयम् अपि अस्मिन् वर्षे एव आरब्धं वर्तते यत्र मया पाठितं तत्र ये च मम छात्राः सप्तविंशतिः जनाः आसन् यदा तेषां पदवी परीक्षा असीत् तत्समये सर्वैः अपि छात्रैः सम्यग्रूपेण पठित्वा तत्र च पञ्चजनाः शतम् अङ्कानां कृते शतम् अङ्कान् स्वीकृतवन्तः अन्ये च सर्वे पञ्चनवत्यधिक पञ्चनवतिः अङ्काः अधिकाः एव आसन् अतः एषा मम बहु सन्तुष्टः विषयः वर्तते